सत्यम् अस्मिन् काले बहवः बालकाः क्रीडाम् एव न कुर्वन्ति मोबैलेव पश्यन्ति दूरवाणीमेव पश्यन्ति सर्वदा तद् अस्ति चेदेव भोजनं कुर्वन्ति तदस्ति चेदेव निद्रां कुर्वन्ति तदस्ति चेदेव अन्यत् कार्यं कुर्वन्ति पठन्ति च अतः तत् ये बालकाः भवन्ति तेभ्यः मोबैल् अथवा बहिः प्रेषयित्वा तत्र जनैः सह बालकैः स्वमित्रैः सह यदा क्रीडन्ति तदा ते अवश्यम् आरोग्यं प्राप्नुवन्ति पुनः उपनेत्रमपि शीघ्रं न प्राप्नुवन्ति आरोग्यं प्राप्नुवन्ति उपनेत्रं न प्राप्नुवन्ति पुनः दे देहस्य एक्ससैस् इत्यादिकमपि तत्र वर्धयति उदाहरणार्थम् अहं बालकः अहं यदा बालकः आसम् न तदा अहं बहु क्रिकेट् क्रीडामि स्म पुनः फु़ड्बाल् क्रीडामि स्म क्रिकेट् फुड्बाल् अनन्तरम् एवं कबड्डि इत्यादि बहु क्रीडान् क्रीड क्रीडान् अहं क्रीडितवान् बहु क्रीडितवान् अनन्तरं अद्यत्वे तु प्रेरणा कथम् इत्युक्ते प्रेरणा इति चेत् यदा बालकाः भवन्ति प्रथमं तेषां दूरवाणीतः दूरवाणीतः दूरवाणीतः तान् किञ्चित् दूरे संस्थाप्य अनन्तरम् बहिः तं प्रथमं प्रेषणीयं तस्य देहदण्डः देहदण्डाः भवन्ति यदि अधः पतति चेत् तत्र न व्रणः भवति मास्तु इत्यादि वयं यदा कुर्मः तेन बालकः मोबैल् पृच्छति तेन तस्य उपनेत्रं भवति तेन देहस्य अन्तः यद् विटमिन्स् हो तद् सर्वमपि लुप्ताः भवन्ति अतः बहिः यदि तं प्रेषयामः बालकान् यदि प्रेषयामः तेन अस्माकं तेन छात्राणां बालकानां बहु आनन्दः भवति ग जनैः कथम् भाषणीयं जनैः कथं स्थातव्यम् इत्यादि विषयान् सम्यक् जानन्ति सम्यक् जानन्ति अद्यत्वे तु केवलं दूरवाणीतः तत्र यद् आड्स् रूपेण यद् अयोग्यं भवति तदेव दृष्ट्वा अन्यथा एव जनाः परिणमन्ते तस्मात् अहम् बालकान् बहिः व्रणः भवति ततः मा गच्छत् इत्यादिकम् इत्यादि विषयान् त्यक्त्वा अवश्यं बहिः गच्छन्तु इत्येव अहम् प्रेरयामि इत्येवं रीत्या